अतिथेः आगमनसमये अहं तेषां कृते प्रथमं तु जलं ददामि अनन्तरं किञ्चित् सम्भाषणानन्तरं तेषां कृते उपाहारं स्वीकर्तुं वदामि उपाक उपहारे इड्लि नो चेत् मसालदोसा क्वथितं तथा करोमि ओदनम् भोजनसमये ते यदि आगतवन्तः तर्हि पर्पटं पायसं रुचिकरखाद्यम् अहं करोमि करोमि तथा तक्रं तथा पयोहिमं पयोहिमम् आ आनयामि